धर्मशास्त्रेषु विभागः कथं भवति इति विषयमस्ति धर्मशास्त्रम् सर्वप्रथमं धर्मं किं धर्मः धर्मः कः शास्त्रम् शास्त्रार्थात् शस् धातुः शस् अर्थात् विधिः धर्मशास्त्रे धर्मः धर्मः कतिविधाः सन्ति कः धर्मः धर्मशास्त्रे विधिः निषेधः अन्योक्तिः इति विषये विभागः करणे करणीया धर्मशास्त्रे विधिविषये विधि इत्यत्र कथं वर्तेयुः कथं जीवितुं शक्यते एवं करणीयम् इत्यत्र विधिः अर्थात् शासनः विद्यते तथा धर्मशास्त्रेषु अन्ये विभागः निषेधः एतत् न करणीयम् तत्र निषेधः अस्ति तन्न निषेधः निषेधः अर्थात् न करणीयम् एतत् अयोग्यं आहार विचारे विहारविचारे तथा धर्मपालनेपि के निषेधाः के के न करणीयाः के के न आचरणीयाः इति विभागः वर् वर्तन्ते